मम उद्याने आरोपितानां पादपानां वृक्षाणां च पुष्पतां दृष्ट्वा अहम् बहु सन्तोषम् अनुभवामि मम गृहं तु बहु लघु गृहमस्ति परन्तु गृहस्य पुरतः बहु स्थलम् अस्ति अत्र अहं ब बहूनि वृक्षाणि स्थापितवती आम्रवृक्षम् अपि बृहत् वृक्षम् अस्ति ग्रीष्मकाले वृक्ष वृक्षं तं वृक्षम् अस्माकं कृते बहूनि फलानि दास्यन्ति तं फलं दृष्ट्वा अहं बहु सन्तोषम् अनुभूतवती अनुभविष्यामि अ प्रति वत्सरे तम् तं वृक्षं तस्य कृते किमपि न आपेक्षते अस्माकं कृते एव एतानि फलानि ददन्तः सन्ति इति चिन्तयित्वा अहं निस्वार्थरूपेण फलपुष्पाणि अस्माकं कृते ददाति खलु इति दृष्ट्वा अहं बहु आनन्दम् अनुभविष्यामि पुष्पाणि अपि यदि पुष्पाणि विकसितं पुष्पम् दृष्ट्वा मम मनसि बहु सन्तोषम् अहं बहुसन्तोषम् अनुभविष्यामि विकसितपुष्पाणि बालस्य इव निर्मलं भवति